गूढचर्यायाः विषये अर्थशास्त्रस्य मतं किं तद्विषये वद इति प्रश्नं तत्र मम मतिः गूढः चाणक्यस्य कौटिल्यस्य अर्थशास्त्रे गूढचारः राजस्य मुखवत् इति तत्र गूढचारः राजस्य मुखवत् कथं भवति इति चेत् राजस्य यत् श्रवणम् अस्ति किल तत् गूढाचारमेव श्रोत्रं गूढाचारमेव नेत्रम् अपि गूढाचारमेव सः यत् श्रूयते गूढाचारः यत् श्रूयते तत्सर्वम् अपि राज्ञे निवेदयति तथा यत् गूढाचारः गूडाचारः यत् दृश्यते तत्सर्वमपि राज्ञे निवेदयति तथा यत् श्रूयते तत् मुखेन वदति यत् दृश्यते तत्सर्वमपि चित्रणं मुखेन कथयन्ति अतः राज्ञे गूढाचर्यविषये अर्थशास्त्रः अर्थशास्त्रज्ञः कौटिल्यः तत्त्वज्ञानी कौटिल्यः गूढचर्या गूढाचारः राज्ञः राज्ञः मुखम् इति उक्तम्

चारः अपि चतुरः तीक्ष्णमतिः अतिबुद्धिमान् तथा वाक्पटुः तथा पूर्वापरज्ञः तथा परेङ्गितज्ञः अपि भवितव्यः एवं भविष्यति चेत् अन्यस्मिन् स्थाने अन्यस्मिन् राज्ये अन्यस्मिन् देशे यदि गमनं भवति तदा गूढचर्या गूढचर्यया तन्मुखं पिधाय अन्यत् मम तत्र तत्र स्थानीयः इति वा स्थानीयवेषं धृत्वा ते सर्वेऽपि भाषाज्ञाः तत्र तत्रस्था भाषा भाषाभेदाः तत्र अवगन्तव्याः गूढचर्येण अतः गूढचर्या गूढचारेण अवगन्तव्यम् अतः भाषा वेषः तथा भूषणमपि तथा आहारं विहारमपि तेषां तत्र स्थानीयमेव भवितव्यं तद् ज्ञात्वा एवं विधित्वा कालः देशः कालः भाषा वेशः आहारादिकं सर्वं ज्ञातव्यं गूढाचारः कार्यं कर्तव्यम् इति अर्थशास्त्रस्य मतम्